अहं चित्राणि लैट्रूम् इति सोफ्टवेर् माध्यमेन सम्पादयामि तत्र तदेव तन्त्रांशं वर्तते तं लैट्रूम् इति तन्त्रांशम् उपयुज्य तदनन्तरं फोटोशोप् इति तन्त्रांशम् उपयुज्य अहं चित्राणां सम्पादनं करोमि चित्राणां सम्पादनमवश्यम् अपेक्षते किन्तु तत्र अ सम्पादनम् एतावत्पर्यन्तम् एव भवेत् यत् स्वीयचित्रस्य अन्यथाकरणं न भवेत् स्वीयं यत् चित्रं तस्मिन् यः भावः सः भावः तत्र चित्रग्रहणसमये एव भवेत् तत्तु सम्पादनमाध्यमेन तन्नानेतव्यम् इति मम अभिप्रायः तत्र आवश्यकता का वर्तते इति पृष्टे अधुना कानिचन चित्राणि एवं भवन्ति तेषां भावाः यदा कृष्णश्वेतमाध्यमेन प्रदर्शयेत् तदा एव सम्यक् उत्कर्षः भवति नाम ब्लेक् एण्ड् वैट् मध्ये यदा वर्तते तदा तदा तावत् तत्र अवश्यं तेषां सम्पादनं कर्तव्यम् एव भवति अपि च कदाचित् एवं रीत्या तत्र कारणान्तरवशात् दीपस्य अभावः अथवा दीपस्य आधिक्यम् इत्येवं रीत्या वर्तते तत्र सर्वमपि तत् बेलेन्स् कर्तुं तत्र सर्वमपि समतामानेतुं अवश्यं तत्र सम्पादनं कर्तव्यमेव भवति अतः तेषु स्थलेषु सम्पादनम् आवश्यकमेव तदतिरिच्य तत्र चित्रस्यान्यथाकरणम् एव यत् वर्तते तत्र सम्पादनं तु अनावश्यकं चित्रग्रहणसमये अपि तत् कर्तव्यम् इति मम अभिप्रायः